नमस्ते एतद् फलस्य आपणं खलु अस्तु आ मम मम गृहे बहवः बान्धवः आगच्छन्तः सन्ति अतः मह्यं फलानि अपेक्षितानि आसन् आ भवतः आपणे के के फलानि सन्ति

तेषां मूल्यं कति भवेत् किन्तु मह्यं सर्वं मिलित्वा किञ्चित् न्यूनं कर्तुं शक्यते वा कदलीफलं मह्यं दशकेजि अपेक्षितम् आसीत्

आम्रफलं पञ्चकेजि सीताफलं सप्तकिलो तस्य मूल्यं कति भवेत् इति सर्वम् आहत्य द्विशतं अधिकं सहस्ररूप्यकाणि कर्तुं शक्यते वा अहं तु बहु पूर्वमारभ्य अहं भवता आपणे स्वीकुर्वन् अस्मि